अहम् आकाशवाणीं न शृणोमि मम प्रियाणि दूरदर्शनकार्यक्रमाणि एवं सन्ति हङ्गामा इति चेनल् मध्ये षिन् चान् डोरेमान् इति डिस्नी चेनल् मध्ये आस्वाल्ड् नाडी छोटा भीम् इत्यादि कार्यक्रमाणि अहं बाल्ये एतत् सर्वम् अधिकं पश्यामि स्म एतत् सर्वं कार्टून् कार्यक्रमम् अस्ति एतेषां कार्यक्रमाणां दर्शनेन मनसः सन्तोषः उत्साहः च जायते एतानि हास्यजनकानि कदाचित् नीतिबोधकानि च भवन्ति साम्प्रतीककाले एतानि सर्वाण्यपि यूट्यूब् द्वारा चरवाण्यां वा सङ्गणके वाऽपि द्रष्टुं शक्यन्ते तथापि दूरदर्शने दर्शनेन लभ्यः आनन्दः उत्कृष्टतरः अनिर्वचनीयः च भवति